अहम् उद्योगम् अतिरिच्य देश सेवां कर्तुमिच्छामि देश सेवा नाम आर् एस् एस् एन् एस् एस् इत्यादिषु अहं

उद्योगम् अतिरिच्य गृहे गृहे नाम ग्रामे कृषि कार्यं इत्यादिकं कर्त्तुं बहु इच्छा अस्ति